यद्यपि अहं स्विमिङ्ग् प्रथमं न शिक्षितवान् न च अहं स्वयम् एव तत्र कौशलम् अपि तु प्राप्तुं कौशलमपि न प्राप्तवान् अतः न कश्चित् अपि मां तत्र पाठयितुम् आवश्यकः अभवत् यद्यपि तरणकौशलं कौशलस्य महत्वं बोधयामि यः स्वास्थ्याय उपकारकः अस्ति तथा आपत्काले जीवनरक्षणाय अपि सहाय्यकः भवति तादृशस्य तरणकौशलस्य उपयोगितां वयं सर्वथा प्राप्तव्यम् एव तेन अस्माकं स्वास्थ्यम् अपि रक्षितं भवति आलस्यं शरीरस्थम् आलस्यम् अपि विनश्यति अनन्तरम् यथा पूर्वम् उक्तम् आपत्कालीनं जीवनस्य रक्षणं जीव जीवनस्य आपत्काले यः पतितः भवति तस्यापि रक्षणम् अन्यस्य रक्षणमपि एतेन उपकारेण एतेन तरणकौशलेन भवति अतः तरणकौशलम् यदि वयं जाने जानीमः तदा सर्वेषाम् ये अजानन्तः तत्र तरणकौशलस्य विषये बोधनं कुर्वन्ति ते तु सर्वथा अस्य प्रयोजनं तरणकौशलस्य शिक्षणं प्राप्य तस्य महदुपकारं महदुपकारं सहाय्यता सहाय्यकत्वं च प्राप्तुं शक्नुवन्ति प्राप्तव्यम् एव भवति